यत्र अहं निवसामि तत्र निसर्गस्य कूपः एव दृश्यते अत्र अत्यन्तं न्यूनपरजन्यम् एव वर्षति तस्मात् कृषिकार्यस्य कृते अत्यन्तं दुष्करा एषा भूमिः कृषकाः अपि असन्तुष्टाः जाताः कृषिक्षेत्रे किमपि न उत्पाद्यते कृषकाः ब्याङ्क् पक्षतः धनं सङ्गृह्य तेनैव कृषिकार्यं कुर्वन्ति यदि न उत्पाद्यते धनं न प्राप्यते तस्मात् चिन्तावशात् एव आत्महत्यां कुर्वन्ति तस्य परिहारार्थं यद्धनं तैः ब्याङ्क् पक्षतः स्वीकृतम् अस्ति तस्य पूर्तिः सर्वकारेण कर्तव्या एतेनैव उपायेन तस्य परिहारः शक्यते सर्वकारेण नदीनां विस्तरीकरणं कर्तव्यं सौर ऊर्जामाध्यमेन चलितयन्त्रणां विवरणं कृषकान् पक्षतः कर्तव्यम् सर्वकारेण तडित् देयकस्य पूर्तिः कर्तव्या यदि ते धनं न जीतुं न शक्यते तर्हि ते सर्वकारविरोधेन आन्दोलनम् इत्यादिकं कुर्वन्ति